वरस्य कृते विभिन्न वस्तूनि दीयन्ते यथा प्रतिदिन उपयोगि वस्तूनि गृह कार्य कृते वस्तूनि शयनयान पेटिका विभिन्नकालोपयोगिवस्त्रम् आधुनिक समये तु शीतलीकरणयन्त्रं विवीजनिङ् वाद्ययन्त्राणि कार्याणां आभूषणं शृङ्गार वस्तूनि इत्यादि उपायनं वरस्य कृते दीयन्ते एवं च वरदक्षिणा अपि दीयते तत्र तु लक्षाधिक रूप्यकाणि दीयन्ते